हा हरिः ओम् अहमत्रत्य निवासी एव अस्मि ह्म्

मम प्रदेशे द्रष्टुं बहवः बहवः बहूनि स्थानानि सन्ति तेषु पर्यटनस्थलेषु कुल्लु मनालि एकं एवमेव शिम्ला एवमेव तत्रैव शिम्लायां कुफ़्रि इति इति एकं स्थानं वर्तते तत्रेव एकं हनुमतः मन्दिरमपि अस्ति विग्रहः तद् वनेव वर्तते इत्यतः तद् खा जाक्विति वक्तुं शक्यते एवमेव मम जनपदे एव एकं महादेवस्य बहू पर्वतस्य उपरि स्थल् उपरि उच्चप्रदेशे एव एकं देवस्थानं वर्तते तत्र भ्रमणार्थमेवमेव प्राकृतिकसौन्दर्यार्थं द्रष्टुं तत्र गन्तुं शक्यते तद्विषये चिन्ता मास्तु अत्र व्यवस्था भवति प्रवासिजनानां कृते तत्र आवासव्यवस्थाः अन्यदा भवन्ति एवमेव आगमनार्थं चतुष् चक्रिका यानेनेव गन्तव्यं इत्युक्ते रेलयानम् इत्यादिकं न भवति इत्यतः तत्र अस्माभिः तथैव गन्तव्यं चतुष्पतिका यात्रेन अथ्वा द्विचक्रिकामाध्यमेनेव गन्तव्यं कुत्रचित् पदयात्रापि कर्तव्या भवति यदि कर्तुं शक्नोति चेत् आगच्छतु मार्गं अस्माकं प्रान्तीयभोजनेषु वैशिष्ट्यं वर्तते इत्युक्ते अस्माकं तत्र कानिचन वस्तूनि कानि कानि कानिचित् वस्तूनि अस्माकं प्रदेशीय उत्पद्यमानानि वस्तूनि एव तत्र स्थाप्यन्ति इत्यतः अस्माकं भोजनस्य वैशिष्ट्यं हा तथापि अस्ति किन्तु तथा वस्तुतः हिमाचले आगन्तव्यं चेद् तादृशपर्यावरणमिच्छति चेत् तत् तदानीं मै अत्वा जून् मासस्य मासयोः मध्ये एव आगन्तव्यम् अन्यथा अस्माकं शैत्यकारणात् किमपि क्लेशः भवेत् अतः ते तौ द्वौ मासौ आं सत्यम् अपेक्षितं सन्ति अधिकाः शित्यवस्त्राणि शीतवस्त्राणि अस्तु